हरिः ओम् नमस्ते महोदय मया एकं पुस्तकम् ई बुक् ओर्डर् कृतमासीत् भवन्तः एकं पुस्तकं मम कृते प्रेषितवन्तः तत् पुस्तकम् अहं दृष्टवान् तत् सम्यक् पठितुं योग्यं नासीत् इति कारणात् ई बुक् स्वीकृतवान् ई बुक् मध्येपि तत्र अक्षराणां दोषः चित्राणां दोषः तत्र बहुविधसमस्याः सन्ति अतः अहं तद्भवते प्रत्यर्पयामि भवन्तः मया दत्तं धनं प्रत्यर्पयन्तु इति प्रार्थयामि